योगः मन्ये अधुना बहु भ्रान्तिविचाराः अपि सन्ति योगः मन्ये सर्वेपि मन्यन्ते योगस्तु आसनम् आसनन्तु योगस्य एकम् अङ्गमस्ति तद् आसनानां मध्येपि बहु क्लिष्ट आसनानि अपि सन्ति बहु सरल आसनानि अपि सन्ति आसनानां प्रयोजनम् ध्यानस्य समये स्थिरताम् आनयन्ति यदि अस्माकं शरीरं शरीरस्य मध्ये किमपि क्लेशः अस्ति किमपि कष्टम् अस्ति किमपि पीडा अस्ति आसनम् आसनस्य अभयम् अभ्यासम् कृत्वा कृतवन्तः चेत् तत् पीडा ग गच्छति तत् क्लेशः गच्छति दीर्घकालतया तदेव योगसूत्रे अस्ति दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः अभ्यासस्य परिभाषा एतदस्ति हि दीर्घकालं न करोति अधुना प्रथमदिवसम् आ आसनस्य वयं भावयेम सर्वे सर्वे क्लेशानि गच्छन्ति तत्तु न सम्भवः आसनं करणीयं प्रथमदिवसे तु बहु पीडामेव कत् ददाति बहु पीडामेव ददाति यदि उत्तमतया आसनं कुर्वन्ति चेत् किन्तु तद् दीर्घकाले दीर्घकालसमये कुर्वन्ति चेत् तद् आसनस्य मध्ये वयं सुखम् अनुभवामः आसनं आसनस्य किं परिभाषा पतञ्जलिमहर्षिः ददत् ददाति स्थिरं सुखमासनम् आसनम् अस्माकं मध्ये स्थिरतामानयति आसनं स्थिरतां स्थिरतां करोति चेत् वयम् उत्तमध्यानं कुर्मः स्वास्थ्यं किमपि अस्ति चेत् स्वास्थ्यं तु शरीरस्य अथवा मनसः क्लेशः अथवा उत्तमस्वास्थ्यमपि भवति किन्तु यत् चिदानन्दः अस्ति यदस्माकं स्वरूपः अस्ति यद् योगाः योगः योगं अस्माकम् आनयति तत्तु क्लेशस्य उपरि अस्ति तत्तु स्वास्थ्यस्य उपरि अस्ति अहं किं मन्ये चेत् योगभ्यासः करणीयः योगभ्यासः कारणे तद् स्थितिः ये अस्ति तद् समाधिस्थितिः ये अस्ति तद् तु अस्माकं स्वास्थ्यस्य स्तरस्य बहूपरि अस्ति योगं योगः करणीयः भुक्तिः अपि ददाति मुक्तिमपि ददाति इति अहं मन्ये